अस्माकं क्षेत्रे जनाः धार्मिकस्थानानां प्रति गच्छन्ति तेषां स्थानानां किं महत्त्वम् इत्युक्ते इदानीं शिवः शिवस्य देवालयं वर्तते इत्युक्ते तत्र शिवस्य किञ्चित् महत्त्वं वर्णयन्ति तदर्थं ते तत्र ध्यानम् योगासनम् इत्यादि रूपेण तत्र शिवाल देवालये ते कुर्वन्ति अपि च एवम् तेषां जीवनस्य उद्धारार्थं तत्र देवालयं प्रति गच्छन्ति धार्मिकस्थानानां प्रति गच्छन्ति भजनम् एवं कालाहरणं विना ते ध्यानम् इत्यादिकं ते जीवने स्वकीयजीवने आचरणं कुर्वन्ति इत्यतः तेषां धार्मिकस्थानानां योग्यता अत्यधिका भवति तेन धार्मिकस्थलानाम् अत्यधिकम् माहात्म्यं प्राशंस्यं च लभ्यते इति कृत्वा स्थानाम् माहात्म्यमपि महत्वमपि वर्धते स्थानानां महत्त्वं कर्थं निर्णयं कर्तव्यं चेत् पूर्वं तावत् कथम् आसीत् कथं क्त तत्र का कथा वर्तते कथं तत् आरब्धम् इत्यादि रूपेण तस्य विषये प् तत्रत्य पूर्वजान् पृष्ट्वा ज्ञात्वा च तस्य विषये धार्मिकस्थलानां विषये तस्य महत्त्वं च वर्णयित्वा अग्रे ये तत्र आगच्छन्ति तेषां कृते अपि वर्णनं कुर्वन्तः तेषां स्थानानां माहात्म्यं वर्णनम् अत्यधिकरूपेण कुर्युः तदानीं तेषां धार्मिकं स्थलम् माहात्म्यम् इतोपि वर्धनं भवति अतः जनाः अस्माकं क्षेत्रे जनाः धार्मिकस्थानानां प्रति गच्छन्ति तेषां माहात्म्यमपि तत्र पालयन्ति